त्रयोविंशत्याधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य द्वादशदिनाङ्कः त्रयोविंशत्याधिकद्विसहस्रतमवर्षस्य नवम्बर् मासस्य त्रयोदशदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य नवमदिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य जून् मासस्य दशमदिनाङ्कः एकविंशति अधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य अष्टमदिनाङ्कः